मया किमपि कोर्स् इति न कृतमस्ति तथापि मासत्रयस्य कृते अहम् एकस्य योगशिक्षकस्य समीपे भूत्वा योगं योगस्य अभ्यासं कृतवान् अस्मि एवं यदा शिक्षकस्य निकटे गृहे च योगाभ्यासे महान् भेदः सञ्जायते यथा शिक्षकस्य निकटे यदा वयं योगाभ्यासं कुर्मः अहं करोमि वा तदा यदा कापि शङ्का भवति चेत् तस्य परिहारः शिक्षकः साक्षात् करोति एवं ततोऽपि अधिकं वदति यत् शङ्कः एताः शङ्काः भवितुमर्हन्ति तस्यापि समाधानं सः पूर्वमेव ददति ददाति किन्तु गृहे तथा न भवति गृहे बहूनि कार्याणि भवन्ति यतोहि गृहे बहु बहवः जनाः सन्ति तेषां भिन्नानि कार्याणि भवन्ति तमपि कर्तु तानि कार्याणि अपि कर्तव्यानि भवन्ति अतः तत्र योगे अहं दत्तचित्तः न भवितुम् अर्हामि अतः उभयो उभयत्र अनुभवः समानः नास्ति